पौराणिकपुस्तकानि पुरातनं पुस्तकं पुरातनानि पुस्तकानि मम समीपे सन्ति ज्ञानेश्वरी अस्ति ज्ञानेश्वर् महाराज् कृ कृतमस्ति राम्दास् महा स्वामि मा महाराजस्य दास्बेद् इति ग्रन्थः अस्ति अन्यत् अपि कनीश् ग्रन्थानि सन्ति लघु लघु स्तोत्राणि सन्ति ते अपि म मम समीपे सन्ति ते पुस्तकं तु सर्वे एक दास्बेत् इति ग्रन्थः मम किं वदामः मम पत्युः प्रपितामही मह्यं दत्तवती किन्तु ज्ञानेश्वरीति ग्रन्थं तु मया स्वयमेव क्रीतवती अहं पण्डर्पुरे प्रतिवर्षं गच्छामि तत्र अहं सर्वं कीर्तनम् मन्त्रप्रवचनं श्रुणोमि अतः बहु रुचिः अस्ति अतः अहं तद्ग्रन्थम् स्वयमेव स्वि क्रीतं क्रीत्वा तस्य पठनं आरम्भं कृतवती म मह्यं तद् ग्रन्थः मह्यं बहु रोचते अतः अहं तत् क्रीतवती